हरिः ओम् आ हा ह आम् अत्र द्वितीय अट्टे अस्मि भवान् अ तत्र अस्ति वा ततः आदौ वामपार्श्वे टर्न् स्वीकरोतु ह्म् ततः हा तत्र एकमापणं दृश्यते क्षीरस्य तत्र हा तत्र पुनः वाम पार्श्वे आगच्छतु किञ्चिदग्रे किञ्चिदग्रे आगच्छतु अ तत्र लिफ्ट् दृश्यमानमस्ति खलु ह्य् तद् लिफ़्ट् मध्ये आगच्छतु ततः द्वितीय अट्टे आगत्य एकं शून्यं चत्वारि सङ्ख्यायाः संख्यायुक्तप्रकोष्टे आगच्छतु ह्म् तत्रैव अहमस्मि आगच्छतु शीघ्रम्